वर्तमानकालेषु अस्माकं देशबोधः एव इदानीन्तन युवजनानाम् आवश्यकम् इति मन्ये तदर्थम् किम् आवश्यकम् इत्युक्ते छायाचित्रप्रदर्शनेषु देशबोधः तादृशी विशालचिन्ता तद्वदपि देशे विद्यमानानन्यान् अपि जनान् अस्माभिः सहोदरेण स्वीकरणीयं तत्र यदि मद लिङ्गवर्णभेदः अधीतः अधीतत्वं तत्र प्राप्तव्यम् इति इत्यस्मात् कारणाद् एवम् हा अग्रे गन्तव्यमस्ति तस्माद् तदापि शास्त्रसाङ्केतिकी विद्यायामपि अधिकम् अधिकम् साधारणजनानां पुरतः ज्ञानम् आवश्यकमस्ति तद्वधि युवजनानाम्मध्ये आवश्यकमस्ति एवं सर्वत्र तादृशः विषयेषु चिन्ता देया तादृशं प्रचोदकत्वं स्वीकृत्य नूतनानि नूतनं नूतनं चित्राणि प्रदर्शनीयानि चित्रशालाः तदर्थम् उपयुज्यमानाः भवितुमर्हन्ति तत्र सर्वकारीयेण वा तादृश उद्बोधनाय चलचित्रकर्माणमपि करणीयं तदा तत्र तादृशः स्थानेषु प्रसरणं कृत्वा सर्वान् अपि द्रष्टुं योग्याः भवितुमर्हति तादृश्यः व्यवस्थाः करणीयाः सन्ति एवं चेत् अस्माकं वर्तमानकालः अभिरुचिः ने तत्र स्थापयितुं तदापि अग्रे अग्रे दशबोधेन वसुधैवकुटुम्बकम् इत्यादृश रूपेषु जन शक्तिमन्तं कर्तुं शक्नुवन्ति